अहं मैसूरुनगरात् सम्भाषयन्नस्मि इदानीमेव मया भवता होटेल् राजस्थलि कृते भोजनस्य कृते उक्तमासीत् तत्र मया दाल् इति उक्तम् आसीत् तत्र किञ्चित् मरीचिका अधिका अपेक्षते पुनः इतोपि अहं मम आर्डर् मध्ये योजयितुम् इच्छामि तत्र मह्यं सलाड् अपेक्षितम् अस्ति पुनः चपाति पुनः एकं रैस् तच्च बि बिरियानि इति भवतु पुनः तत्र केवलम् अस्माभिः रसगुल्ला इति उक्तमासीत् ऐस्क्रीम् इत्यपि अपेक्षितम् अस्ति यावत् शीघ्रं शक्यते तावत् शीघ्रं मम आर्डर् प्रेषयतु स्थानं तदेव पूर्वमपि भवद्भिः आर्डर् कृतम् अस्ति तद तत् स्थलमेव शीघ्रम् आगच्छन्तु